मातृभाषायां रामायणमहाभारतानाम् अनुवादाः लभ्यन्ते एव अस्मिन् मातृभाषायां अस्माकं मातृभाषा तेलुगू अस्मिन् तेलुगू माध्यमेन रामायणमहाभारतानां बहु लभ्यन्ते रामायणविषये इत्युक्ते चेत् पुल्लेल श्रीरामचन्द्रमहोदयस्य एवं गीता प्रेस् माध्यमेन गोरक्पूर् तः आगताः ग्रन्थाः अतीवसरलाः अवगन्तुम् अतीवसुलभतरया अवगन्तुं शक्नुमः एते तेषाम् अनुवादं सम्यक् भवति प्रतिपदार्थसहित अनुवादं लब्ध्वा ये संस्कृतमाध्यमेन पठितुं न शक्नुवन्ति ते सरलतया मातृभाषायाम् अवगन्तुं शक्नुवन्ति अतः तेषां प्राचुर्यमपि भवति किञ्च संस्कृतज्ञानमपि लभन्ते यदा रामायणे जननी जनमभूमिश्च स्वर्गादपि गरीयसी इति रामेण लक्ष्मणं रामेण लक्ष्मणेन सह उक्तं तदा जननी जन्मभूम्या सह जननी जन्मभूम्या सह ज मातृभाषायाः मातृभाषायाः अपि साहित्यसारम् अनुभवितुम् अतीवसहायकारी भवती इति विषये संशयः संशयलेशः अपि न भवति इदानीन्तनकाले भारतसर्कारपि न्याषनल् एजुकेषन् पालसि नेप् माध्यमेन मातृभाषायामेव सर्वविषयान् पाठयितुं प्रेरयति अतः अतीव मुदाह विषयोस्ति एतद् मातृभाषायां पठनं पाठनञ्च न केवलं मातृभाषायाः ज्ञानं लब्ध्वा न केवलं मातृभाषायाः संस्कृतभाषायाः ज्ञानं लब्ध्वा सर्वे अपि रामायणमहाभारतानां ज्ञानं प्राप्तुम् अतीवसुलभतया संस्कृतभाषा संस्कृतभाषातः मातृभाषायाम् अनुदितग्रन्थान् पठित पठनमावश्यकमिति चिन्तयामि